यदि मम पशवः स्युः तर्हि अहं तेषां नवजातपशूनां सम्यक्तया परिपालनं करोमि पशुभ्यः हरिततृणं पर्याप्तमात्रायां पोषयामि पशुभ्यः स्वच्छपानीयजलं ददामि प्रतिदिनं स्नानमपि कारयामि पशुभ्यः उष्णकाले शीतकाले च समीचीनं व्यवस्थां करोमि परजीविनां निवारणाय पशूनां चिकित्साम् अपि करोमि तेषां कृते उत्तमम् आवासस्थानम् अपि निर्माणं करोमि अहं यथा समये तेषां टिकाकरणं करिष्यामि नवजातपशूनां स्वास्थ्यपूर्णजीवनस्य कृते अहं सर्वदा सर्वरीत्या सिद्धा भवामि यद्यपि पशवः मूकाः भवन्ति ते अस्माकं भाषां न जानन्ति तथापि तेषां स्थितिम् अवगम्य अहं तेभ्यः उपयुक्तम् उपचारं करोमि